नमस्काराः अहं श्वः मद्रासनगरतः तिरुवण्णावुले गन्तुं श इच्छामि प्रातःकाले अष्टवादने तत्र द्वे जनाः गच्छन्ति अतः एव लघु क चतुर् चतुर्चक्रवाहनम् अलं कृपया तस्मिन् समये मम गृहम् एकं ब चतुश्चक्षिक लगु चतुश्चक्रिकं वाहनं प्रेषयन्तु तस्य मूल्यं किं ब क कथं भविष्यति इत्यत् इत्यपि स् कृपया सूचयन्तु तद् तद् अनुसृत्य अतः रोदेन वाम् एव अहं तत् बुकिङ्ग् करिष्यामि